लेखनार्थं विषयान् मम दैनन्दिनी जीवने यद् भवति ततः एव प्राप्नोमि अहं विषयान्वेशनार्थं कमपि विशेषप्रयत्नः नास्ति किमर्थम् इत्युक्ते दैनन्दिननिजजीवने किं किं भविष्यति इति पश्यमः चेत् ततः तस्य प्रेरणा कुतः समाजे वा प्रकृतिः वा सर्वकारः वा संस्कृतिः वा कमपि भवतु तस् तं विषयं यस्य प्रभावः अधिकः भवति तदा तस्मिन् समये तत्स्विकृत्य लिखामि अहम्